हलो कुत्र अस्ति भवान् ओके इतोऽपि कति समयः कियत् समयः भवति अत्र आगमनार्थम् अस्तु किमर्थं विलम्बः जातः अहम् आर्डर् कृत्वा अपि तर्टि मिनिट्स् जातम् शीघ्रम् आगमनार्थं प्रयत्नं करोतु अस्तु अत्र यूनिवर्सिटिमध्ये एव नैव प किमपि प्राब्लं न भवति तत्र वाच्मेन् एलौ कुर्वन्ति यूनिवर्सिटि सकाशे आग आग आगच्छन्तु तदनन्तरम् एकवारं मां काल् करोतु एवं वाच्मेन् कृते फ़ोन् दास्यतु अहं वदामि चिन्ता न भवति अस्तु अस्तु एकवारम् आगत्य मां काल् करोतु शीघ्रम् आगन्तुं प्रयत्नं करोतु अस्तु धन्यवादः